सत्यं संस्कृतभाषणशिक्षणं बालानां कृते अवश्यकमस्त्येव किमर्थम् अवश्यकं नाम इदानीं वयम् अस्माकं बालानां कृते संस्कृतं पाठयामश्चेत् तत् किमर्थं पाठनीयं संस्कृतमस्माकं मातामही वर्तते सर्वासां भाषाणां मातामही संस्कृतं वर्तते तस्मात् इदानीं पश्यन्तु फ़्रेन् फ़्रेन्स् देशे जर्मनी देशे तत्र एव फ़्रेन्स् जनाः फ़्रेञ्च् एव सम्भाषयन्ति यदि तत्र फ़्रेञ्च् नागच्छति भवतां कृते अस्माकं कृते कार्यमेव न लभ्यते किन्तु अस्माकं भारतदेशे तथा नास्ति अस्माकं भारतदेशे भारतस्य किं भाषा वर्तते संस्कृतं किन्तु कस्य कृते अपि संव संस्कृतसम्भाषणं न आगच्छति तस्मात् सर्वे इङ्ग्लिश् जा पठन्ति किन्तु अस्माकं बालानां कृते युवानां कृते वयं संस्कृतं पाठयामश्चेत् अग्रे अस्माकं भारतदेशे अपि तादृश नियमाः आनयितुं शक्नुमः संस्कृतमागच्छति चेत् कार्यं लभ्यते अनन्तरं संस्कृतम् आगच्छति चेत् अस्माकं पुरातनग्रन्थानां पठनम् अध्ययनं सर्वं सुष्ठुरूपेण कर्तुं शक्नुमः अनन्तरं मुख्यांशः किम् कः नाम बालाः वयं वयं तु ऋषीणां सा अस्मत् वयं ऋषीणां सन्तानं सा सन्तनोत्पन्नः ऋषयः तु सर्वं संस्कृतमाध्यमेन तेषां भवति स्म सम्भाषणं भवनं संस्कृतं नाम सम्यक् कृतं संस्कृतं अतः सा यत् समीचीनमस्ति तत् अस्माभिः अवश्यमेव पठनीयमस्ति संस्कृतसम्भाषणेन बालानां बुद्धिः अस्माकं अनन्तरं तेषां वाक्शक्तिः सर्वं अभिवृद्धिं प्राप्नोति अनन्तरं नो चेत् किमर्थम् इति प्रश्नः एव न भवेत् अत्र किमर्थं संस्कृतसम्भाषणम् अवश्यमेव कर्तव्यं सर्वैः संस्कृतभाषणस्य अभ्यासः सर्वेषां कृते भवेत् बालानां कृते अपि भवेत् ज्येष्ठानां कृते अपि भवेत् युवानां कृते अपि भवेत् अनन्तरं किं नाम संस्कृतभाषणशिक्षणं कथम् अस्माभिः दातव्यं यदि कश्चन गुरुकुले पठन् अस्ति सः विरामकाले तस्य ग्रामं गत्वा सः तत्र बालानां कृते पाठयेत् तस्मात् वा किञ्चित् किञ्चित् संस्कृतमागच्छति अनन्तरं तेषां संस्कृते इच्छा भवति अनन्तरं यदा ते शालां प्रविशन्ति कालेज् गच्छन्ति तत्र ते संस्कृतविभागे गच्छन्ति तस्मात् संस्कृतविभागे गच्छन्ति चेत् इदानीं पाठशालामपि तस्य संस्कृताध्ययने इच्छा जाता तदानीं सः गुरुकुलं प्रत्यपि आगन्तुं शक्नोति